हरिः हरिः ओं ह हरिः ओं महोय अनन्तरं महोदय खलु अहं सुनिलः इति अहं शाकानि हरिः ओं हा न न शाकानि व्यापारं करोमि भवान् कृषिकः किल त ह शाकानि शाकानि क्रीत्वा अहं अस्माकं व्यापारम् एतत् व्यापारं सन्ति यः कृषिकः भवति चेत् तस्मात् शाकानि अहं क्रीत्वा अहं पुनः पुनः पुनः सर्वेषां कृते ददामि महोदय विक्रयणं विक्रयणं विक्रयणं करोमि ह अहम् अ तद् तदद तदेव महोदय किमपि भवान् हा हा

आ हा हा गृञ्जनं गृञ्जनं गुज गृञ्जनमपि अस्ति वा महोदय उत्तमं महोदय भवान् यदि रासायनं न उपयोगं करोति चेत् तत् कति दिनानि अहं तत् स्टोर् कृत्वा शक्तुं शक्यते तत्

ह हा

ह अत्र अत्र जनाः ये ये सन्ति ते आलुकं पलाण्डुः अधिकम् उपयोगं करोति एतत् ये जनाः सन्ति हा हा आ हा हा ओ सम्यक् महोदय हा हा हा ह त तर्हि प्रति प्रति

ओ भवान् वा व्यवसायः कुत्र करोति महोदय हा हा हा

अस्तु महोदय तत् हा समीपे समीपमेव दूरं नास्ति तर्हि के केवलं रक्ताङ्कः अस्ति किल रक्ताङ्कः तत् प्रश्नम् आवश्यकम् अस्ति तत् शक्यते वा महोदय ओ अस्माकं हा हा अस्तु महोदय अस्तु न मम कृते पञ्चाशत् किम् आवश्यकमेव प्रतिदिनं हा हा

ओ सम्यक् महोदय सम्यक् अस्तु अस्ति अस्तु महोदय मम प अवश्यं महोदय अहं परश्वः आगच्छामि अहं परश्वः आगच्छामि महोदय

ओ अस्तु महोदय हा द धन्यवादः महोदय आ राम राम